नमस्ते धन्यवादाः हा केवलं जलं ददातु मास्तु मास्तु केवलं जलं ददातु बहु घर्मः उष्णकालः खलु किञ्चित् व्यजनं चालयतु जलं ह अस्तु जलमेव पर्याप्तं पानकं पिबामि चेत् पुनः इतोपि दाहः वर्धते अतः धन्यवादाः ह अहम् अग्रिममासे मम पुत्र्याः विवाहः अस्ति तदर्थं तत् सिल्क् सिल्क् शाटिकाम् इच्छामि अतः कौशेयं कौशेयशाटिकाम् इच्छामि अस्तु बहु अस्ति वा बहु सन्ति वा शाटिकाः अहम् एकं रक्तवर्णम् इच्छामि एकं हरिद्वर्णम् इच्छामि हरिद्वर्णस्य शाटिकायां तत्र अधोभागे रक्तवर्णमि इच्छामि नीा नीलवर्णः अपि अस्ति वा ह आकाशनीलः न ह आकाशनीलः न अन्यः नीलः अस्ति वा हा अत्र अत्र तत्र जरीबुट्टा बृहत् अस्ति किञ्चित् लघु अस्ति वा एतत् सम्यक् अस्ति किन्तु आञ्चलः बहु दीर्घा अस्ति न न यतः विवाहार्थं क्रीणामि अतः अहं सर्वं सिल्क् एव इच्छामि अस्तु अन्यमेकं अन्यदेकं तत्र कपिषवर्णस्य अस्ति वा कुत्र अस्ति हा दर्शयतु मूल्यं किम् एतस्य हा ह ओ दशसहस्रं वा अधिकं वदति भोः सहस्रम् इत्युक्ते अधिकं खलु किञ्चित् न्यूनं करोतु महोदय आ तत्तु सत्यम् अहमपि बहु आपणान् गतवती किन्तु कापि शाटिका मह्यं न रुच्यते अस्तु एकम् ओ न्यूनं करोति वा हा एकं कार्यं करोतु महोदय अहम् एताः दश शाटिकाः अपि इच्छामि एतत् नीलवर्णम् अस्तु अनन्तरं हरिद्वर्णस्य अपि इच्छामि रक्तवर्णस्य इच्छामि अनन्तरं श्वेतवर्णस्य अधोभाागे रक्तवर्णः अस्ति तदपि इच्छामि ह न न धनमपि द्रष्टव्यं महोदय अतः पञ्च शाटिकाः अत्र स्थापयतु अन्याः पञ्च शाटिकाः श्वः पुनः आगच्छामि यतः गृहे उक्त्वा मम प पुत्रीं दर्शयामि यदि सा इच्छति ए एतस्य एकं भावचित्रं स्वीकरोमि वा एते एतासां शाटिकानां हा अस्तु एकक्षणं यतः गृहं गत्वा तस्यै दर्शयामि यदि सा इच्छति श्वः तया सह आगच्छामि अनन्तरं क्रीणामि इदानीं केवलं पञ्च शाटिकाः क्रीणामि हा एतस्य एतस्य रिससिप्ट् सिद्धं करोतु किञ्चित् पश्यतु महोदय किञ्चित् न्यूनं करोतु अस्तु भवान् जीपे अस्ति वा तत्र स्केन् कोड् अस्ति वा यु पि ऐ स्केन् एतदेव वा अस्तु करोमि एकक्षणं ओ पञ्चाशत्सहस्रं रूप्यकाणिा अस्तु प्रेषितवती आगतं वा पश्यतु आगतं वा हा अस्तु महोदय धन्यवादाः श्वः पुनः आग आगमिष्यामि हा मिलामः धन्यवादाः यदि मम अन्यमित्राणि इच्छन्ति ताः अपि आनयामि अत्र भवतः आपणं कलामन्दिर इति खलु आपणस्य नाम हा भवतः एतत् कार्ड् ददातु आपणस्य हा धन्यवादाः मिलामः